मया आन्लैन्मध्ये गतमासे साक्स्द्वयं क्रीतम् आसीत् परं तस्य क्वालिटी अपि सम्यक्तया न आगतं पुनः कलर् अपि यद् मम कृते अपेक्ष्यते स्म तद् न आगतम् अस्ति पुनः चित्रे अपि एकं दर्शितम् अस्ति परं तादृशम् एव कलर् वा भवतु अथवा क्वालिटी वा भवतु न आगतम् अस्ति अतः मम सेकेण्ड् एक्स्पिरीयेन्स् साक्स्विषये सम्यक् नास्ति